पशूनां बहवः रोगाः सन्ति तेषु मम स्मृतिपथम् आगच्छन् एकः रोगः भवति शथव शथरोगः रोगः इति कोळम्बुरोगः इति मलयाळभाषायां वयं वदामः शफरोगः तत्र शफस्य रोगः भवति तथा ते ते पशू पशूनाम् क्षीरदानं न्यूनं भवति तथा एतत् तदानीं ते एकं तैलम् उपयुज्य शफस्य लेपनं शफे लेपनं कुर्मः वयम् तदानीम् ओयिन्ट्मेण्ट् अपि ददाति लेपनद्रव्यमपि तत्र ल्यं लिम्पति एवं शा शफस्य रोगगमनं शपर् शफरोगस्य शमनं भवद् भवति एकः रोगः अन्यत् तत्र ये ये एकः भागः गो गो गोः एकस्य भागस्य तद् किं भवति स्ट्रोक् भवति तदा अता एवमपि मम गृहे जातम् एकस्य गोः एकः तादृशः रोगः अभवत् एकस्य भागस्य स्ट्रोक् अभवत् तदानीं वयम् औषधं स्वीकृत्य तस्य के किजि मलयाळे भाण्डरूपेण कृत्य तद् तैले स्थापयित्वा तद् तस्य उष्णं कृत्वा

गोः पा पादेषु तद् एकः यस्य भागस्य स्ट्रोक् अभवत् तस्य तस्मिन् भागे एवं न्यास्यति वयं न्यस्यामः

न्यासं वयं कृतवन्तः एवम् स् सः गौः उत्थाय सा गौः रोगः तस्य रोगः गोः गोः रोगशमनमभवत् सः सा गां गां उत्थाय गन्तुम् उद्युक्तवान् न वा रोगशमनं सम्पूर्णम् अभवत्